हरि ओम् हरि ओम् महोदया एतत् मीनाक्षी भवनं खिल अहम् ह्यः एवं अध्य दोसा आवश्यकम् इति दूरवाणीं कृत्वा उक्तवती आसीत् इदानीं द्वयं दोसा तत पानिपुरी अपि आवश्यकम् इति दूरवाणीं कृत्वा उक्तवती इदानीं किञ्चित् पानिपुरीं तत् विहाय दोसामेव प्रेषयतु इति वक्तुं दूरवाणीं कृतवती